आम् तत्तु सत्यमेव बालानां कृते इति नास्ति सर्वेषां कृते स्क्रीन् समयः अधिकः अद्यत्वे इति कारणेन सर्वेषामपि कर्तव्यता इति यदस्ति तस्य न्यूनता एव दृश्यते विशिष्य बालानां कृते मोस्ट् अफ़ेक्टेड् ते एव इत्येव मम भावः तत्र बालकान् अधिकं क्रीडितुं प्रेरयितुं किं कर्तुं शक्नुमः अन्यैः बालैः सह कुत्रापि बहिः नेतुं शक्नुमः समुद्रतीरं नो चेत् वाटिकाम् इत्यादिकं तदपि कियद् एवं ज्येष्ठाः नेतुं शक्नुवन्ति नेतुं तेषामपि समयः कथं नैरन्तर्येण प्राप्नुवन्ति इति चिन्तनीयः विषयः एव तेषाम् इच्छा कुत्र अस्ति इति दृष्ट्वा तत्र तान् प्रेरयितुं शक्नुमः केचन बालाः चित्ररचने अभिर् अभिरुचिं दर्शयन्ति केचन बालाः गानविषये अभिरुचिं दर्शयन्ति एवं तेषाम् अन्तः विद्यमानां अभिरुचिं ज्ञात्वा तस्मिन् वयं प्रेरयामः चेत् कदाचित् एतस्याः न्यूनता भवेत् परन्तु तस्मिन् विषये एव स्क्रीन् टैम् अपि आवश्यकम् इति कदाचित् आपतति इदानीं चित्ररचना बहु इच्छया कश्चनः बालकः करोति चेत् चित्ररचनां कथं कर्तव्या इति विषयः अपि इतः एव प्राप्तव्य इत्यपि अध्यत्वे भवति अतः स्क्रीन् टैम् अधिकः जातः तस्य इल् एफ़्पेक्ट्स् इति यद् भवति तस्य न्यूनता कथं कर्तव्या इति एव अस्माकं चिन्तनं गच्छता काले भवितुम् अर्हति इति चिन्तयामि